चत्वारि द्वे शून्यं द्विसहस्रम् वर्षस्य फ़र्वरीमासस्य अष्टाविंशतिः दिनाङ्कः चत्वारि द्वे शून्यं द्विसहस्रतमवर्षस्य फ़र्वरिमासस्य एकविंशतिः दिनाङ्कः चत्वारि द्वे शून्यं द्विसहस्रतमवर्षस्य फ़र्वरिमासस्य द्वाविंशतिः दिनाङ्कः चत्वारि द्वे शून्यं द्विसहस्रतमवर्षस्य फ़र्वरिमासस्य द्वाविंशतिः दिनाङ्कः